साम्प्रति समाजे शान्तिं कल्पयतुम् नागरिकान् च रक्षितुम्

अस्माकं देशे प्रथमसंविधानम् अस्माकं शास्त्रे एव अस्ति वयं याज्ञवल्क्यस्मृतिं पठामः मनुस्मृतिं पठामः तादृशेषु ग्रन्थेषु वयं पश्यामः अस्माकं पूर्वतनव्यवस्था राजव्यवस्था शासनव्यवस्था इत्यादि कीदृशी आसीत् इति परन्तु साम्प्रतिककाले वयं पश्यामः जनाः अपराधं कुर्वन्ति दुष्टकार्याणि कुर्वन्ति तस्य निरन्तरं वर्धनं जायमानम् अस्ति मूलं कारणं किम् इत्युक्ते आरक्षकैः तादृशं कार्यं करणीयं यस्मात् जनाः तेषाम् उपरि विश्वासं कर्तुं शक्नयुः तथा तैः कार्यं करणीयम् अपि च मार्गे सर्वत्र अपि सिसिरिवि केमेरा अस्य व्यवस्था अपि करणीया यस्मात् अपराधसङ्ख्यानाम् अपि न्यूनता भविष्यति इति अपरम् जनाः यदा एव समस्या जनानां यदा समस्या भवति अनुक्षणम् आरक्षकैः तत्र गत्वा तस्याः समस्यायाः समाधानं करणीयम् इति अहं चिन्तयामि धन्यवादः